अत्र मङ्गलूरुनगरे केचन वित्तकोशे केचन यन्त्रस्थावरेषु केचन रासायनिकस्थावरेषु कार्यं कुर्वन्ति सर्वकारीयसेवासु शुश्रूषालयेषु च बहवः कार्यं कुर्वन्ति कृषिक्षेत्रमवलम्ब्य ग्रामेषु बहवः जीविजां साधयन्ति